अहं दक्षिणभारतीयपाकम् एव पक्तुम् इच्छामि किमर्थम् इत्युक्ते अहं दाक्षिणात्यः अतः अन्नम् सारः क्वतिथम् इत्यादिकं सर्वदा गृहे भवति तदेव कर्तुम् इच्छामि पुनः मधुरं पायसम् वा अथवा मधुरभक्षणम् तत् दक्षिणानां विशेषं भवति दक्षिणभारते प्रायः प्रातः अशनार्थं दोसा रोटिका इत्यादि अथवा इडली इत्यादिकं भवति मध्याह्ने अन्नम् क्वथितं सारः इत्यादिकं सोपस्करादिकं भवति सायमपि एतदेव भवति परन्तु उत्तरभारते प्रायः ते सायङ्काले अन्नं न खादन्ति रोटिकामेव खादन्ति अस्माकं प्रदेशे तु मध्याह्ने सायङ्काले अपि अन्नमेव भवति रोटिका भोजने न भवति प्रातरश्ने भवति